यथा सर्वत्र सत्सु विकल्पेषु केचन एकमिच्छन्ति अपरः अन्यमिच्छन्ति तद्वत् भारतीयकलाविषयेऽपि अस्ति केचन पाश्चात्यकलामिच्छन्ति अपरे भारतीयकलामिच्छन्ति भारतीयकलायाः प्रसिद्धत्व आनय आनयनाय जनाः यथा भारतीयकलाः प्रति आकर्षिताः भवेयुः तथा सर्वकारः संस्थाः च भारतीयकलाविषये प्रचारं कुर्यात् तदा एव भारतीयकलां प्रति रुचिः वर्धते